हरिः ओं किं तत्रैव स्थानं सम्यक् नास्ति किमर्थं भावान् परिवर्तनं करोति सर्वेषां स्थानं बुक् जातं भवान् किमर्थं चेञ्ज् करोति जा जाने जानामि अहं सर्वं जानामि अहं सर्वेषां धनं ददामि परन्तु स् सर्वे बुक् जाताः महोदयः न परिवर्तनं जातम् अहम् अहं वदामि किं सर्वेषां बुक् जातं तत्रैव बालिका अस्ति या अहं जातं परन्तु तत्रैव बालिका अस्ति अहं चेञ्ज् न करोमि अहं भवान् तत्रैव तिष्ठतु अधिकः अधिकः नास्ति मार्गः किम् एकनिमेषः द्वौ घण्टा निमेषः भवान् बस् श्टोप् जातं तर्हि भवान् ह द्विघण्टानन्तरं हा तत् द्वौ निमेषानन्तरं मिलति परन्तु तत्रैव न मिलति तत्रैव बालिकासीत् अन्तिमे स्टोपेज् भवान् हा आं सूचनां करोमि अहं न अहं सूचयामि माले बस् मालक् मालिकं सूचयामि अहं तत्रैव स्थानं सम्यक् नास्ति प पासञ्जरस्य कष्टं भवति आं सूचयामि भवान् नाम मेघ्राजा वर्तते हा अहम् अहं जानामि जानामि अहं जानामि आहम् अहं सहायं करोमि अहं बुले परन्तु अपे सम्प्रति भवान् तत्रैव उपविशतु यत् क्लेशः अस्ति अहं जानामि परन्तु किञ्चित् समयानन्तरं भवान् सिट् भवान् सीट् चेञ्ज् करोतु